नवम्बर् मासस्य द्वाविंशतिः दिनाङ्कः त्रि उत्तरद्विसहस्रवर्षः एकत्रिं एकत्रिंशत् दिनाङ्कः अगस्ट् मासः त्रि उत्तरद्विसहस्रवर्षः दिनाङ्कः षट् मार्च् मासः त्रि उत्तरद्विसहस्रम् सेप्टेम्बर् दिनाङ्कः चत्वारि नवनवत्यधिकः नवशतोत्तरेकसहस्रवर्षः मे चतुर्दशः दिनाङ्कः द्विसहस्रवर्षः